नमस्ते महोदय अस्तु कदा विवाहः विवाहः कदा इत्येव उक्तं एवं वा शनिवासरे रिसेप्शन् अनन्तरं भानुवासरे विवाहः भवति वा अस्तु महोदय कदा अस्माभिः तत्र आगन्तव्यं अस्तु तत्पूर्वं किञ्चित् वेड्डिङ्ग् शूट् इत्यादिकं कर्तुम् आवश्यकं वा तदपि वयं कुर्मः तत्र वेट्टिङ्ग् शूट् कुर्मः प्रीवेड्डिङ्ग् शूट् अपि भविष्यति अनन्तरं कस्टमैज़्ड् रीत्या यदा वयं यत्र कुत्रापि गत्वा चित्राणि स्वीकरणीयं चेत् अस्माभिः तदपि कर्तुं शक्यते विवाहः कुत्र भवति महोदय न चेन्नैनगरे वा बेङ्ग्लूर्नगरे वा कुत्र अस्तु चेन्नैनगरे कुत्र महोदय उत्तमम् एवं चेत् तत्रेव वेड्डिङ्ग् शूट् अपि कर्तुं शक्यते

वयं तत्र षड्वादने आगच्छामः अनन्तरं फ़ेमिली शूट् करणीयं चेत् तदपि विवाहानन्तरं कुर्मः तत्पूर्वं मण्डपे किमपि सम्यक् कर्तुं शक्यते चेत् वयं तदपि कुर्मः तत् वयं विवाहार्थं बहूनि वस्तूनि स्थापयामः किल तत्सर्वान् एकं वीडियो शूट् कर्तुं शक्यते अनन्तरं पृथक्तया वधूः कर्तुं कुर्मः अस्माकं जनाः तत्सर्वं कुर्वन्ति पूर्णं दिनं वयं भवामः चिन्ता मास्तु प्रीवेडिङ्ग् शूट् अनन्तरं विवाहसमये यदा वयं चित्राणि स्वीकुर्मः तत्सर्वं लक्षद्वयं भवति महोदय एकलक्षं भवति अस्तु महोदय सन्तोषः